सप्त चन् चत्वारिंशत् अधिक नवदशशततम वर्षस्य आगस्ट् मासस्य पञ्चदशदिनाङ्कः पञ्चाशत् अधिक नवदशशततम जनवरी मासस्य षड्विंशतिदिनाङ्कः त्रयोविंशति अधिक विंशतिशततम नवम्बर् मासस्य प्रथमदिनं सप्तति अधिक नवदशशततम सप्टम्बर् मासस्य चतुर् चतुर्दशदिनाङ्कः एकषष्टि अधिक नवदश शततम अक्टोबर् मासस्य द्वितीयदिनम्